स्वागतं ग्राण्ड् होटेल् तः मम गृहे कार्यक्रमः वर्तते तन्निमित्तं मम या गृहे पञ्चाशत् जनाः सन्ति तस्मिन् तस्मिन् कार्यक्रमे पञ्चाशत् इत्युक्ते इड्ली वडा दोशा एवं पञ्चाशत् आवश्यकानि कति रूप्यकाणि सन्ति एकस्य प्लेट् निमित्तं तत्र किमपि न्यूनं भवितुम् अर्हति वा इत्यहं भवन्तं पृच्छामि कृपया वदन्तु